हरिः ओं नमस्कारः आं श्रूयते अहम् आमाम् अहं तु तिरुपतौ एव अस्मि आमाम् अहमिदानीम् अस्तु अस्तु अस्तु गमिष्यामः गमिष्यामि गमिष्यामि भवान् इदानीं कुत्र अस्ति अस्तु अस्तु बहु सम्यक् बहु सम्यक् ममापि इच्छा अस्ति तिरुमला गन्तुं बहु

आमां प्रथमवारम् अहं कदापि तिरुपति तत्र तिरुपतिमन्दिरं न गतवान् यतो हि मम इच्छा बहु अस्ति तत्र गन्तुम्

बहु सम्यक् बहुचिनं भवतः गृहे अपि गमनार्थं मम अवकाशः प्राप्स्यते बहु बहु सम्यक् अत्र इतोपि तत्र तिरुपतौ किं किं किमस्ति भ्रमणार्थम् आं द्रष्टुम् बहु सम्यक् बहु सम्यक्

एवं वा समीचीनम् आमामामाम् अस्तु बहु सम्यक् अस्तु अस्तु बहु बहु बहु समीचीनम् अत्र अत्र आमां बहु समीचीनम् अत्र संस्कृतविश्वविद्यालयः अपि अस्ति वा बहु सम्यक् अत्र अहं तत्र नाम श्रुतं बहु सर्वत्र राष्ट्रियसंस्कृतविश्वविद्यालयः तत्र संस्कृतेन पठनपाठनं भवति एवं तत्र बहु बहु प्रसिद्धमस्ति तत्र एवं वा ओ के ओ के अहं अहम् अधुना एव आगमिष्यामि भवतां गृहे अस्तु महोदय पुनः मिलामः धन्यवादः